यदा कालानुगुणं स्मृतिविचारे बहवः परिवर्तमानविषयाः भवन्ति नाम शो केवलं षोडश संस्कारं स्वीकुर्मः षोडश संस्कारेषु विद्यमानविषयाः नाम यदा विद्मि षोडष संस्कारस्य आरम्भादन्तेष्टिपर्यन्तं यः विद्यमानसंस्कारेषु अधुना तद् स्मृतिः स्मृतौ यदुक्तं तद् शास्त्ररीत्या एव उक्तं विद्यते तद् विषयं तद्विषयः अधुना तथा न कुर्वन्ति एव कालः कालानुगुणं यथा तत्र समूहे राज्ये विद्यमानम् संस्कारवशात् तत्र कालोचित ग्रहणवशात् तत्र विद्यमानविषयाणाम् उक्तं तत्र स्मृतौ प्रोक्तविषयाणां नाम यद् यदा करणीयं कथं करणीयं कदा करणीयं कथं करणीयम् इत्यस्मिन् विषये अपि बहवः परिवर्तनं तु ज्ञातं विद्यते तस्मात् बहवः दोषाः अपि मानवाः अनु भवन्त्येव अत्र यदा गर्भाधानकालं कोपि न जानन्त्येव तस्माद् निषेकः इत्यादिविषयाः तु ज्ञातव्यः वरन्तु तद् तद् तद् अद्यतनकाले तथा नास्ति एव